मम मातुः जन्मदिनं जन्वरिमासस्य विंशतिदिनाङ्कं मम पितुः जन्मदिनं फ़ेब्रवरिमासस्य विंशतिदिनाङ्कं मम अनुजस्य जन्मदिनं जुलैमासस्य एकोनविंशतिदिनाङ्कं मम जन्मदिनं जुलैमासस्य पञ्चविंशतिदिनाङ्कं मम ग्रामस्य उत्सवस्य दिनाङ्कं डिसेम्बर् मासस्य त्रयोदशदिनाङ्कम्